प्रथमं दूरभाषायन्त्रं नोकिया कीपेड् आसीत् तदनन्तरम् अहं विण्डोस् फ़ोन् मैक्रोसाफ़्ट् एं फ़ोर् क्रीतवती तदनन्तरम् अहं साम्सङ्ग् दूरभाषायन्त्रं क्रीतवती इदानीं तदेव उपयुज्य साम्सङ्ग् दूरभाषायन्त्रमेव अस्ति मम कृते